अस्माकं ग्रामे जानुवेदनायाः चिकित्सायाः अनेकाः लोकप्रियाः गृजोपचाराः सन्ति एकं तावत् अमृतवल्लीलतायाः कषायं पिबन्ति तेन वेदना न्यूनं भवति एवं वेदनिवारणतैलं लेपयामः लेपयामः ते तैलं तावत् अनेकैः औषधसस्यैः निर्मितम् अनेन बहुशीग्रं जानुवेदनायाः उपशमनं भवति पुनः जानुवेदननिवारणार्थं योगासनं व्यायामः क्रियते एवं जानुं प्रति तैलम् उष्णीकृत्य धारारूपेण स्थापयन्ति एवं प्रकृतिचिकित्सया अपि जानुवेदनायाः निवारणं भवति तस्मिन् काले वातकारक आहारः न स्वीकर्तव्यः एवम् अस्माकम् आहारपद्धतौ अवधानं स्यात् तदा एव जानुवेदनायाः निवारणं भवति एते एव जानुवेदनायाः चिकित्सायाः लोकप्रियाः ग्रह गृहोपचाराः